संस्कृतपरम्परायां साम्प्रदायिकतायाः शिक्षणं नैव भवति सर्वे जनान् सर्वेषां जनानां कृते शिक्षणं विद्यते यतो हि परम्परायाः उद्घोषः वर्तते वसुधैव कुटुम्बकं अतः एव वैदेशिकाः अपि अत्र समागत्य संस्कृतवाङ्मयम् अध्यगीषत किञ्च सर्वेषु ग्रन्थेषु ग्रन्थाध्ययनस्य अधिकारः कः इति प्रश्ने ग्रन्थे लिखितमस्ति तज्जिज्ञासुः अधिकारी इति अतः जिज्ञासा या अस्ति चेत् जिज्ञासा या अस्ति चेत् तदा अध्येतुं शक्यते एव साम्प्रदायिकतायाः स्थानं नास्ति केवलं मिथ्याप्रचारः एव विद्यते तस्मात् संस्कृतवाङ्मये स् संस्कृतपरम्परायाः सम् संस्कृतवाङ्मये सम्प्रदायिकतायाः स्थानं नास्ति